व्याकरणशास्त्रं ज्ञातुं बालानाम् आदौ लघुसिद्धान्तकौमुदीग्रन्थः अध्येतव्यः अयं ग्रन्थः वरदराजाचार्येण विरचितः वर्तते लघुसिद्धान्तकौमुद्यां यानि प्रकरणानि सन्ति तानि सम्यक्तया पठ्यन्ते चेत् तेन व्याकरणं ग्या व्याकरणस्य सामान्यं ज्ञानं प्राप्यते अनन्तरं श्रीमद्भट्टोजिदीक्षितेन विरचिता वैयाकरणसिद्धान्तकौमुदी अयं ग्रन्थः अधीयते चेत् व्याकरणस्य विशिष्टं ज्ञानं प्राप्यते तत्र वैयाकरणसिद्धान्तकौमुद्यां बहूनि प्रकरणानि सन्ति संज्ञाप्रकरणम् अजन्तः अनन्तरं सन्धिप्रकरणं ततः परं षड्लिङ्गप्रकरणं कारकप्रकरणं स्त्रीप्रत्ययप्रकरणम् एवं समासप्रकरणं तद्धितप्रकरणम् एवं बहुविधानि प्रकरणानि सन्ति तानि प्रकरणानि पठ्यन्ते चेत् छात्राणां व्याकरणे विशिष्टं ज्ञानं भविष्यति तर्हि आदौ लघुसिद्धान्तकौमदी अनन्तरं वैयाकरणसिद्धान्तकौमुदी ततः परं पतञ्जलि्विरचितं महाभाष्यं पठ्यते चेत् तदपि बहु समीचीनं ततःपरं नागेशभट्टेन विरचिताः बहवः ग्रन्थाः सन्ति तेषु अवश्यं पठ्यन्ते चेत् केचन ग्रन्थाः तत् समीचीनं भवति के ग्रन्थाः इति चेत् परमलघुमञ्जूषा लघुशब्देन्दुशेखरः पुनः परिभाषेन्दुशेखरः एवम् एते ग्रन्थाः अवश्यं पठ्यन्ते चेत् बहु समीचीनं भवति ततः परं दार्शनिकग्रन्थः वर्तते वैयाकरणभूषणसारः कौण्डभट्टेन विरचितः वर्तते सः ग्रन्थः अध्येतव्यः पुनः वाक्यपदीयमपि एकं दार्शनिकः एकः दार्शनिकग्रन्थः वर्तते भर्तृहरिप्रणीतः अयं ग्रन्थः अस्यापि अस्यापि ग्रन्थस्य अध्ययनम् अवश्यं कर्तव्यम्